मया अधीते दर्शने षड्विधानि प्रमाणानि स्वीक्रियन्ते तत्र आदौ प्रत्यक्षम् अनन्तरम् अनुमानम् उपमानम् शाब्दम् अर्थापत्तिः अनुपलब्धिः इत्येतानि प्रमाणानि अङ्गीक्रियन्ते तत्र प्राधान्येन शब्दप्रमाणम् एव अत्र परमप्रमाणत्वेन स्वीकुर्वन्ति शब्दप्रमाणेन अत्र वेदः स्वीक्रियते वेदान्तदर्शनस्य परमप्रमाणमेव अत्र शाब्दप्रमाणम्

श्रुतिः एव अस्माकं परमप्रमाणत्वेन उच्यते यतोहि इदं दर्शनम् अस्ति आस्तिकदर्शनम् अर्थात् वेदप्रमाणं वयम् अङ्गीकुर्मः अतः अत्र षड्सु प्रमाणेषु शब्दप्रमाणस्य प्राधान्यं विद्यते